मम प्रदेशः अस्ति पश्चिमबङ्गा तत्र परिवारेण सह कुत्र गन्तुमिच्छामि इति उच्यते चेत् अहं वदामि कलिकाता नगरं कलिकातानगरे बहूनि स्थानानि सन्ति यत्र गम्यते चेत् बहु आनन्दः भविष्यति आनन्दः केवलं न ज्ञानमपि भविष्यति पुनः केवलं मम न तत्र बालाः अपि गन्तुम् इच्छन्ति कुतः इति चेत् कलिकाता नगरे कानिचन स्थलानि यत्र तेषु बालानामपि बहु आग्रहः भवति यथा विक्टोरिया मेमोरियल् तत्र विक्टोरिया मेमोरियल् मध्ये प्राचीनानि बहूनि वस्तूनि सन्ति येषां दर्शनं भवति पुनः तत्र पार्क् नाम उद्यानं बहु विस्तृतं वर्तते दर्शनीयं भवति तत् इतः परं तत्र एकं सैन्स् सिटि अस्ति कलिकाता नगरे सैन्स् सिटि मध्ये वैज्ञानिकं सर्वं वस्तु तत्र द्रष्टुं शक्यते तेन यन्त्रेण आकाशे नक्षत्राणि सन्ति तेषां दर्शनमपि कर्तुं शक्यते तेन बालानाम् अतीव आग्रहः भवति पुनः आलिपुर् जू अस्ति अलिपुर् ज़ू मध्ये तत्र पशवः पशवः दृश्यन्ते पुनः तत्रापि एवं नाम बहवः पशवः प्राणिनः सर्पाः एवं वस्तु पशवः सन्ति किञ्च ततः परं कालिघाटनगरम् अस्ति कालिघाट् तत्र किं तत्र मातुः मन्दिरं वर्तते कालिमाता तत्र अस्ति कालिमातुः मन्दिरं वर्तते तदपि अतीव दर्शनीयम् अस्ति पुनः म्यूजियम् अस्ति म्यूजियं नाम सङ्ग्रहालयः तत्र प्रा प्राणीनां पुर्वं न पुर्वतनप्राणिनां ध्वंसाः अवशेषः अस्ति पुनः तेषां सङ्ग्रहः कृतः तत्र एवं कलिकातानगरं गम्यते चेत् सर्वेषाम् अत्र आनन्दः भविष्यति अवश्यमेव